नमस्कारः अहम् अवदेशः आटोसेण्टर् तः अहम् एकं यानं सप्त आसन्दात्मकं यानं स्वीकृतं तस्य कृते अहं समयम् अपि अददम् परञ्च तेन कदा आगम्यते राष्ट्रियसंस्कृतविश्वविद्यालये इति अहं न जानामि तदर्थं भवन्तः एकवारं मां विज्ञापयन्तु यदि विज्ञापयन्ति चेत् मम कृते मम उपरि भवताम् उपकारः भविष्यति धन्यवादः